अस्माकं महाराष्ट्रक्षेत्रे तु बहवः धार्मिकोत्सवाः आचर्यन्ते तत्र तु प्रथमः होलिका होलिका होलिका उत्सवे तु सर्वत्र वयं वर्णानां वर्णानां लेपनं कुर्मः तत्र अनन्तरं हनुमान् जन्मोत्सवः वयम् आचरामः हनमान् जन्मोत्सवे वयं स सर्वे मिलित्वा दर्शनार्थं दर्शनार्थं मन्दिरं गच्छामः तत् अनन्तरम् अनन्तरं वयं बहवः सांस्कृतिकं कार्यक्रममपि कुर्मः अनन्तरं रामजन्मोत्सवे तु म महाराष्ट्रे बहु बहु सम्यक् बहु सर्वेषां रोचते रामजन्मोत्सवः तु रामजन्मोत्सवे नागपुरे एकं विशालं रेल्य विशार विशालं रेली च आयोजनम् अपि अस्ति बहु बहु वर्षात् पूर्वं तत्प्रथा अधुना पर्यन्तं प्रचलति स्म प्रचलन् अस्ति रामजन्मोस्सवे अनेक रेली तत् रेली म रेल्यां बहवः झाक्या झाकी अस्ति तत्र अनेकस्य प्रदेशस्य अपि झाकी तत्र निर्मितम् अस्ति अनन्तरं पोला पोला पोलाउत्सवे तु प्रथमं दिने बडापोला इति अस्ति तत्र तत् तदेव दिने वयं कृषकाः वयं ये कृषकाः सन्ति ते स्व स्व बेलानां पूजनं कृत्वा तदेव दिने पु बेलाना बेलातः किमपि कार्यं न कुर्वन् आसीत् तदेव दिने बेलानां कृते पूर्णं आरामम् अस्ति तदेव दिने बेलानां पूजनं कृत्वा तान् नैवेद्यं दास्यन्ते अनन् द्वितीयदिने छोटापोला इति अस्माकं धार्मिकोत्सवः आचर्यते तदेव दिने लघु लघु बालाः काष्ठनिर्मितं पोला कार् काष्ठनिर्मितः बेलः स्वीकृत्य गृहे गृहे गत्वा तत् तत् तस्य पूजनम् अकुर्वन् अनन्तरम् तद् बदले किञ्चित् चाकलेहाः किं रूप्यकाणि अपि ते लब् लभ्यन्ते अनन्तरं दशरा दशरा तु अस्माकं के कस्तुर्चन्दः पार्क नागपुरे एव कस्तुर्चन्दः पार्क्मध्ये बहु विशालं जातं तत्र बहु रावणस्य बहु उच्चा प्रतिमा अस्ति तत् सायं रामस्य वेशधारी रामस्य वेशभूषायाः धारणं कृत्वा रामः आगतः अनन्तरं तस्य वधः का कृत्त कुर्वत् करोति अनन्तरं तदेव दिने वयं सर्वे एकमेकानाम् सोना इति दातव्यं दातव्यम् अस्ति तदेव दिने एकं वृक्षस्य पत्राणि वयं सोना इति रूपेण एकमेकानां दीयताम् सन्ति अनन्तरं दीपावलिः अस्ति दीपावलिः तु साक्षात् रामस्य आगमनस्य इति रामस्य आगमनस्य इति प्रतिकः वयं सर्वे मन्यन्ते अतः सर्वेषां घरस्य गृहात् बहिः रङ्गवल्यः रङ्गवल्यः क करोति सर् सर्वे रङ्गवल्याः करोति नूतनं वस्त्राणि धारित्वा वयं बहु सम्यक् समक्तया समक् सम्यक्तया नूतनवस्त्राणि धारित्वा वयं पूजार्चनां कुर्मः अनन्तरं सायं लक्ष्मीपूजनं कृत्वा वयम् वयं मिष्टान्नं खादामः अस्माकं मार्वाडी व मार्वाडीमध्ये अपि बडितीज् व सातूतीज् इत्यपि उत्सवः अस्ति तद् अहं पत्युः कृते लम्बि उम्र इति इत्यस्य कृते वयं महिलाः तत् व्रतं कर्तुम्

कुर्वन्ति महिलाः तत्र व्रतं कुर्वन्ति तदेव दिने वयं दिनं दिनपूर्वम् दिन् दिन्भर वयम् उप् व्रतं किमपि न खादामः अनन्तरं स रात्रौ चन्द्रदर्शनम् अनन्तरं पत्युः हस्तेन किमपि खादितुं वयं व्रतं समाप्य समापयामः